नमस्काराः अहं शिक्षकः एकलव्यपरिसरस्य वदन् अस्मि भवतां पार्श्वे एकं निवेदनं वर्तते भवतां बालः अत्र पठति किन्तु बालस्य जि ज्ञानं तादृशं वर्धितं न वर्तते अतः अस्माकं विद्यालये ये कालाः निर्धारिताः ततोऽपि चत्वारिंशत् निमेषाः भवतां बालस्य कृते आवश्यकं वर्तते अतः अहं निवेदनं करोमि भवन्तः मह्यम् अनुमतिं यच्छन्तु येन भवतां बालकम् अहं पाठयिष्यामि एव किञ्च अत्र अहं शि प्रशिक्षणं दास्यामि किन्तु तस्य क्रीडनम् अवरुद्धं मास्तु यतोहि क्रीडनेनापि बालकस्य शारीरिकविकासः जायते अतः क्रीडाविषये निषेधः भवतां पक्षतः मास्तु अन्यथा बालकः चिन्तयिष्यति अहं सर्वदा पठामि अन्ये बालकाः क्रीडन्ति अपि अहं तु क्रीडितुं न गच्छामि अतः क्रीडनम् अपि बालकस्य भवतु अत्र केवलं चतुर्वादनतः प्रायः पादोनपञ्चवादनपर्यन्तं बालकस्य अतिरिक्ततया अहं प्रशिक्षणं दास्यामि भवतां गृहं तु बालः विद्यालयस्य समीपे एव वर्तते अतः पञ्चनिमेषेषु बालकः गृहं प्राप्तुं शक्नोति तदनन्तरं किञ्चित् अल्पाहारं कृत्वा बालकः क्रीडितुम् अपि गच्छेत् इति निवेदनम् अस्ति ये अपरम् अपि एकम् अस्ति आचार्याः यत् भवतां गृहे बालकस्य अध्ययनाय अतिरिक्तः प्रकोष्ठः उपलभ्यते न वा

आं धन्यवादः धन्यवादः महोदय धन्यवादः